सत्यघटनाधारितानि पुस्तकानि नाम राघवेन्द्रस्वामिनः चरितम् अस्ति एव तत् काल्पनिककथा न अपणाचार्यैः किं दृश्यते तत्समये तत्काले तत्समये जनैः किं गृह्यते महानुभावस्य दर्शनं क्रियते तस्य तया तस्याः अनुभवं किमस्ति जनानां जनानाम् अनुभवम् तदेव पुस्तकरूपेण इदानीम् उपलब्धः तत् किमर्थम् इष्टमिति चेत् राघवेन्द्रमुनयः बहु दयालुः अत्यन्तदलायुः इति तस्य विशेषणं किमर्थं कल्पवृक्षः इति कामधेनवः इति तस्य विशेषणं जनैः स्तूयन्ते विशेषणान् विशेषणेन जनैः स्तूयन्ते किमर्थमिति चेत् किम् अपेक्षितः तद् ता सा तैः साग् तैः दत्तवन्तः विद्या इति विषये विद्या विद्या विद्या विद्या ददति इत्यादयः लौकिकविषये लौकिकपदार्थे पृ पृच्छते चेत् तदा भक्तिना पृच्छते चेत् तदपि ध धर्मविषयाणि तैः बोधयति तत्वविषयाणि बोधयति धर्मविषयाणि बोधयति आचारविषयाणि बोधयति आधुनिककालस्य आधुनिककालस्य समये किमर्थं किं किं क्रियते समयः समयातीतसमये सम समयातीते किमपि पुण्यसम्पादनार्थं तैः सम्पूर्णरामायणस्य अनुवादम् एकश्लोकेन क्रियते भारतस्य एकश्लोकेन क्रियते पुण्यसाधनार्थं तैः तैः साधनं तैः श्लोकानि ग्रन्थानि रच रचय रचयति तथा च ए ए एतद् आधारित्वा पुस्तकमपि अस्ति इति कृत्वा एतद् इष्टम्